भारतिय इतिहासे बह्वयः घटनाः सञ्जाताः तासु अधुनापि देशं या घटना प्रभावयति सा सा वर्तते भारतपाकिस्तानयोः विभाजनं तया अधुनापि भारतपाकिस् भारते पाकिस्ताने च जनानां मनसि परस्परं द्वेषः वर्तते भारते च हिन्दूयवनयोः कलह अधुनापि दृश्यते भारतै भारतीय इतिहासे गर्वोत्पादिकाः अपि घटनाः बह्व्यः सञ्जाताः तासु अस्माकं देशस्य वीराणां बलिदानं अत्यन्तं महत् वर्तते तेन मम मनसि गर्वः उत्पद्यते तत्र सङ्ग्रामे बहुभिः वीरैः वीराङ्गनाभिश्च बलिदानं दत्तं वर्तते स्वस्य जीव स्वस्य प्राणस्य तेषु तेषु झान्सि राणि लक्ष्मीबायी भगत्सिङ्ग् राज्गुरु सुख्देव् चन्द्रशेखर् आज़ाद् राम्प्रसाद् बिस्मिल् अश्वाक् उल्लाखान् इत्येते मम इष्टतमाः क्रान्तिवीराः